ग्रामे बह्व्यः क्रीडाः सन्ति तत्र कब्बड्डी खो खो वालिबाल् लगोरि इत्याद्यः देसीक्रीडाः सन्ति तत्र ग्रामीणप्रदेशे पूर्वं तावत् मोबैल् नेट्वर्क् इत्यादिकं न भवति स्म ते सर्वे सम्यक् क्रीडां क्रीडित्वा मनोरञ्जनं प्राप्नुवन्ति स्म तेन शरीरदार्ढ्यं तथा मानसिकसन्तुलनं सर्वं सम्पादयन्ति स्म अतः दुर्वासिनः न भवन्ति स्म केचन तत्रैव निपुणाः भूत्वा ओलम्पिक्स् इत्यादि देशस्य यथा अस्माकं कन्नडभाषायां यथा हेम्मे इति उच्यते तद्वत् ते तत्र ओलिम्पिक्स् मध्ये गत्वा भारतदेशस्य कृते मेडल् गोल्ड् मेडल् इत्यादिकमपि प्राप्तवन्तः सन्ति तस्मात् ग्रामीणप्रदेशेषु सम्यक् एतादृशक्रीडा भवेदेव तेन च सर्वकारः अपि ग्रामीणप्रदेशेषु क्रीडार्थम् अवकाशः अथवा अर्थात् वालिबाल् अथवा इत्यादि इत्यादिरूपेण तत्सर्वं बाल्स् सर्वं तेषाङ्कृते यथा लभ्येत तथा किञ्चित् सहायम् आचरेयुः तेन च सर्वे क्रीडां क्रीडित्वा सर्वे स्वस्थाः भवेयुः